भोः अहं भव तस्य रेगुलर् ग्राहकः अस्मि अहम् एकं योजनां करि करिष्यामि एकं केब् अवश्यकम् अस्ति मम मित्रं कुटुम्बं सह अहम् एकं यात्रां कर्तुम् इच्छामि यदी अधिकं डिस्कौण्ट् अस्ति वा बहु सम्यक् रेट् अहम् इच्छामि एकवारं सम्यक् डिस्कौण्ट् कृत्वा रेट् वदतु